क्रीडां क्रीडां च क्रीडन् भवन्तम् अनेकानि कौशल्यं शिक्षयिष्यति एषा आवश्यकता अस्मिन् कठिनजीवने भवत् भवतः यथा अन्यैः सह स्पर्दा नित्यं भवति यद् तद्विधा तद्विना कोपि सफलतां न प्राप्नुयात् ते अपि भवन्तं शिक्षयन्ति यत् कथं लूजिं स्वीकुर्वात् तथा च कथं पुनः पुनः प्राय् प्रायः कर्त् प्रयासः कर्तव्यः यावत् भवतः लक्ष्यं प्रातुं न शक्यते एतानि एव वस्तूनि येषाम् अभ्यासः जनाः नित्यं क्रीडां च कुर्वन्ति प्रौडत्वस्य अर्थः न भवति यद्भवदः मनोरञ्जनस्य आवश्यकता नास्ति क्रीडनस्य महत्वपूर्णं लाभाः सन्ति यथा अस्माकं जीवनं सामाजिककारणं करोति यदा यदा जनाः बास्केट् बाल् क्रीडां कुर्वन् कु कुर् कर्तुं इच्छन्ति तदा ते सामूह समूहेषु एव कुर्वन्ति शारीरिकमानसिकस्वास्थ्यस्य कृते लाभप्रतम् अस्ति क्रीडा अस्माकं जीवने क्रीडायाः च बहुविदमूल्यं वर्तदे अस्मान् स्वस्तं फ़िट् च करिमि करोदि इति मम अभिप्रायः